प्रतिदिनं महिलाः काश्चनसमस्याः सम्मुखीकुर्वन्ति तासां सम्मुखं काश्चनसमस्याः आयान्ति यथा पुरुषस्य अस्मिन् संसारे समस्याः भवन्ति तथा महिलानामपि विशेषतः अस्मिन् काले महिलाः अपि उद्योगार्थं बहिर्गच्छन्ति तदानीं तेषां शिशुपोषनादिविषये कदाचित् समयः न स्यात् सत्येव समये तत्र पोषणं सम्यग्भवति बालानां परन्तु तन्न शक्यते इदं काचित् समस्या इति भाति गतेषु वर्षेषु भारतीयसमाजे महिलानां पात्रं पूर्वमिव प्रमुखमेव वर्तते विनामहिलां कथं वा इदं संसारचक्रं प्रवर्तेत भारते शिक्षणे तथा कार्यक्षेत्रे महिलानां समान अवकाशः अस्ति इति अहं भावयामि कुत्रचित् न स्यात् परन्तु इदानीं बहुत्र समानः अवकाशः दृश्यते